चित्रस्वीकरणे यद्यपि आसक्तिः स् आसक्तिः वर्तते तथापि यच्च एतावता कालं यावत् क्षेत्रीयं वा भवतु राज्ये वा राष्ट्रस्तरे वा अन्ताराष्ट्रस्तरे वा आयोजितासु कस्यामपि स्पर्धायां वा छायाचित्रप्रतियोगितायां वा मया भागः न गृहीतः तद्विषये मम इच्छा तु सर्वथा वर्तते इत्थम् अध्य्ययनकाले तस्य समयः तावान्न लभ्यते इति कृत्वा तत्र परिश्रमादिकं किमपि न प्राप्तं न स्थापितं तावता किन्तु अभिरुचिस्तु वर्तते यथा शक्तिः यतनं क्रियते एवम् अभ्यासः अपि अभ्यासः अपि क्रियते एवम् अध्ययनेन सह छायाचित्रग्रहणमपि कृत्वा यत्र प्रव् स्पर्धाः अयोज्यन्ते तत्र भागं वोढुं सर्वथा इच्छामि यथा यदि अवकाशः लभ्यते तर्हि तत्र भागं वोढुम् इच्छामि अनेन च अस्माकं या कुशलता भवति सा च कुशलता कुशलं कुशलता अन्यैः कथं भिद्यते इत्थं च अन्येषां परिश्रमः कथं भवति अतः अन्येषां का शैली इत्यनेन इत्यादिविषयान् ज्ञातुमपि शक्यते अतः तत्र भागग्रहणे अहं प्रयतनं करोमि इत्थं च तत्र मम अभिरुचिः तु अभिलाषा च सर्वदा वर्तते एव